नमस्ते इदं भवती इदं खादि नेचुरल्स् वा अहम् इतः किं शेम्पू स्वीकृ स्वीकृतं भवति स्वीकृतवती तत्र भवद्भिः यदुक्तं तत्र शेम्पू तथा च कण्डीषनर् इति तत् सर्वमपि हेर्फाल् इत्यादिकं हेर्फाल् इत्यादिकं न्यूनीकरोति इति परन्तु तस्य उपयोगादिकं कृत्वापि मम हेर्फाल् हेर्फाल् न न्यूनं जातम् इता इतोपि हेर्फाल् अस्ति एव तथा च परन्तु तत्र किं तत्र गन्ध सर्वमपि सम्यगेव अस्ति तथा च किञ्चित् उपयोगमपि विद्यते परन्तु तत्र यद्भवद्भिः एड्वटैस्मैण्ट् मध्ये दत्तं तस् तत्सर्वम् अत्र न अनुभव अनुभव अनुभवे भवति